रां रां जि भवतः भवत् भवतः भोजनालये पाकस्थाने एकः वास् एकप्रकोष्ठकः आवश्यकः प्रकोष्ठे आगामि विंशतिदिनाङ्के आगमिष्यामि प्रकोष्ठे कति जनाः एकप्रकोष्ठे कति जनाः वासः कर्तुं शक्यते हा प परिवा हा परिवारानि परिवारेण सह अहमागमिष्यामि एक प्रकोष्ठः आवश्यकं चत्वारः चत्वारः जनाः आग आगमिष्यन्ति हा प्रकोष्ठे वातानुकूलयन्त्रमस्ति वा पर्यङ्के पर्यङ्कविषये पर्यङ्कविषये स सर्वम् अभ्युपः अस्ति वा हा हा हा स्नानप्रकोष्ठे उष्णजले व्यवस्था अस्ति वा उष्णजलव्यवस्था अस्ति वा उत्तमं जि आं उत्तमं जि अस्तु जि ता तत्रैव अल्पाहारः भोजनव्यवस्था मिलति वा अथवा बहिष्टात् द्रष्टव्यं वा इति अस्तु महोदयः मम परिवारः सहकारी अतः साहाकारि भोजनमेव आवश्यकम् अस्तु जि हा उत्तमं जि उत्तमं जि हु बेदनं हा उत्तमं अस्तु अस्तु जि अस्तु जि हा अस्तु जि अस्तु जि मगा अस्तु महोदय अस्तु हा अस्तु महोदय धन्यवादः अहं सूचनां कृत्वा आगमिष्यामि नागराजः मम नाम पञ्जीकरणं करोतु अहं दूर दूरवाणिसङ्ख्यां दास्यामि इदानीमेव पञ्जीकरणं करोतु अस्तु हा विंशति विंशतिदिनाङ्के प्रातःकाले प्रातःकाले अष्टवादनात् पूर्वम् आगमिष्यामि ओ अस्तु जि धन्यवादः धन्यवादः रां राम्